श्रीमद् भगवद्गीता पुस्तकम् मम जीवने अथवा तत्र उक्तः विषयः मम जीवने बहु प्रभावम् अजनयत् यतो हि जीवनं सुलभं न प्रतिदिनम् अस्माकम् मनसि व्यवहारः बव भवति जनसमूहे व्यवहारः भवति स्वगृहे समाजे स्वजीवने स्वस्मिन् एवं सर्वत्रापि कथं व्यवहरणीयः मनः सर्वदापि कथं प्रशान्तत्वेन संरक्षणीयम् इत्यादि विषये बहु सम्यक् निरूपयति अतः तत् पुस्तकं मम जीवने बहु आनुकूल्यम् कल्पितम्